शरीरे लाघवसामर्थ्यं कर्मसामर्थ्यं जीर्णक्रियावृद्धिं भवितुम् शरीरभागानि सञ्चालयित्वा कुर्वन्ति तद् व्यायामम् किन्तु योगः साधना शरीरम् व्यायामात् अधिकम् तत्र व्यायाम सहे न श्वासाध्यासः अपि क्रुडिकृत्य कुर्वन्ति योगाभ्यासे व्यायामं भवति प्राणायामं भवति तदनन्तरम् ध्यानं भवति एतत् मिलित्वा साधनं ये कुर्वन्ति तद् योगः इति भवति एतत् योगेन आध्यात्मिकी साधनां प्रति गन्तुम् अर्हसा आनयन्ति